सर्वत्र क्रीडायाः प्रमुखं क्षेत्रम् ए अस्ति एव यथा इदानीं स्पोर्ट्स् न किमपि लोकल् नास्ति तदपि नेषनल् अपि वर्तते स्पोर्ट्स प्रथमतया वलयं वयं क्रीडामः यदा स् स्कूल् मध्ये शालायां मध्ये भवामः तत्र वलयस्पर्धाः भवन्ति ततः वलये वयं विजेतृ विजेतारः भवामः चेत् ततः अस् अस्मान् नयन्ति तालूकास्पर्धा निमित्तं तालूका स्पर्धायां विजेतॄणां कृते जिल्लायाः मण्डलस्पर्धायां मण्डलतः किं कुर्वन्ति राज्यस्पर्धायां नेषनल् लेवल् स्टेट् लेवल् स्वीकृत्य गच्छन्ति स्टेट् लेवेल् अपि विजेताः भवामः चेत् न्याषनल् लेवल् राष्ट्रियस्पर्धा इन्टर् नेषनल् लेवल् इन्टर् यूनिवर्सिटि सौत् ज़ोन् इन्टर् युनिवर्सिटि नार्त् जोन् यून् इटर् यूनर्सि इत्यादिकं स्पर्धाः सर्वकारतः आयोजितानि भवन्ति तत्र लाभाः बहु सन्ति लाभरहिताः इति किमपि नास्ति तत्र अस्माकं कृते बहु लाभः एव भवति ते यत् सर्टिफ़िकेट् अस्माभिः यच्छन्ति ते अस्माकं कृते लाभदायकः एव तथा च तत्र बहूनि प्रकाराणि भवन्ति तदेव उक्तवान् खलु वलयः जिल्ला न्याषनल् इन्टर् न्याषनल् इत्यादिकं बहवः प्रकाराः सन्ति पुनश्च संस्थाः अपि एतस्य कृते क्रीडायाः कृते बहु कार्यं करोति